हरिः ओं सम्प्रति अहं देहल्याम् अस्मि तत्र देहलीतः केन्द्रीयसंस्कृतविश्वविद्यालये गन्तुम् इच्छामि प्रातः अहम् ओला एजेन्सिं सूचितवान् परन्तु सम्प्रतिऽपि न प्राप्तवान् मम परिवारजनाः प्रतीक्षां कुर्वन्तः सन्ति ते दुःखिताः सन्ति एवञ्च विलम्बः अपि भवति किमर्थं भवन्तम् एतादृशं सौविद्यं न जनयन्ति मम परिवारजना दुःखिताः सन्ति भवतः चालकः यः अस्ति वाहनस्य बहुवारम् दूरवाण्या अहं सूचीतवान् दूरवाणीं न उत्थापयति सम्यक् उत्तरमपि न ददाति कीदृशान् जनान् भवन्तः तत्र योजयन्ति एतादृशेषु उत्तरदायित्वपूर्णकार्येषु अतः अहं पुनरपि वदामि एवञ्च निवेदनं करोमि एवञ्च संस्तुतिं करोमि एतादृशान् जनान् बहिकुर्वन्तु मम समस्याम् अवगच्छन्तु संवेदनशीलाः भवन्तु मम परिवारः गन्तुमिच्छति विलम्बः भवति अस्य भरणपोषणं भवान् एव करिष्यति